विश्वेस्मिन् अहं प्रवासं कर्तुम् इच्छामि चेत् आदौ हिमालयं प्रति गच्छामि यतोहि हिमालयाः एवं रीत्या महान्तः पर्वताः वर्तन्ते तेषां दर्शनेन महदानन्दं जायते अतः एव तत्र कालिदासोऽपि वदति स्थितः पृथिव्या इव मानदण्डः इति अतः तम् उन्नतं शैलं द्रष्टुम् अहम् आदौ गच्छामि ततःपरं राजस्थानराज्यं प्रति गच्छामि तत्र गत्वा तत्र बहूनि स्थानानि एवं रीत्या वर्तन्ते यानि दर्शनयोग्यानि वर्तन्ते राजस्थान् ततः गुजरात् तदनन्तरम् अहं तावत् दाक्षिणात्यः अस्मि इति कारणात् दक्षिणप्रदेशे सर्वमपि मया द्रष्टप्रायमेव अतः दक्षिणप्रदेशे किञ्चित् द्रष्टुं तथा नास्ति तदनन्तरं वङ्गदेशं प्रति गच्छामि वङ्गदेशं प्रति गत्वा तत्र सुन्दरवनानि पश्यामि सुन्दरवनेषु तत्र व्याघ्रान् द्रष्टव्यम् इति दृष्ट् व्याघ्राः द्रष्टव्याः इति मम महती इच्छा वर्तते इत्येवं रीत्या अहं एते एतानि प्रदेशानि गच्छामि